नाना मुनयः नाना मतानि इति नाना काले काले तत्र परिवर्तनं भवति परन्तु अत्र परिवर्तनं भवति अत्र संशयः नास्ति पर्नतु स्मृतिविचारेषु एकं सम्प्रदायसमन्वयं कथम् इत्युक्ते तत् तत्र मूलस्य अध्ययनं किं भवति चेत् तदा तदा एव समन्वयं परिदृश्यते अन्यथा समन्वयं न भवति नाम न तत्र रामायणस्य उदाहरणं वयं स्वीकुर्मः चेत् उ उत्कलरामायणमस्ति पुनः वाल्मीकिरामायणमस्ति पुनः तुलसीदासविरचितं रामायणम् अस्ति रामायणस्य भिन्नानि रूपाणि सन्ति परन्तु सर्वे यदि वाल्मीकिरामायणस्य अध्ययनम् एव कुर्वन्ति तर्हि तत्र समन्वयः परिदृश्यते न यदि कोऽपि कः उत् उत्कलरामायणस्य अध्ययनं करोति कः बङ्गालरामायणस्य अध्ययनं करोति कः वाल्मीकिरामायणस्य अध्ययनं करोति तत्र तदा तु वैशम्यं परि द् वैशम्यम् आगच्छति अतः अत्र शङ्का नास्ति अतः एकस्य अध्ययनेन एव तत्र समन्वयः आगच्छति भिन्नस्य भिन्नभिन्नरूपेण अध्ययनं किं कारं कुर्मः चेत् तत्र कदापि समन्वयः न आगच्छति अतः सर्वदा मूलस्य एव अध्ययनं सम्यक् भवति कारणं तत्र तत् मूलं ग्रन्थं भवति तत् आसीत् ते एव नूतनानां ग्रन्थानां रचना भवति पुनः यद्यपि यद्यपि तत्र नूतने यत् न नूतनतया रामयणानां रचनां भवति चेत् तत्र का केषाञ्चन शैक्षिकविषयाणाम् आगमनं भवति कति कविकुलः कविमाध्यमेन तत् अपि अध्ययनीयं परन्तु मूलरामायणस्य सहयोगेन एव अध्ययनीयं तथावत् महाभारतमपि अस्ति महाभारतं व्यासकृतमहाभारते एव मूलमहाभारतं भवति तत्र अध्ययनं तस्य अध्ययनं भवति चेत् सर्वं सा सर्वत्र समानमेव भवति तथा तथावद् वेदाः वेदे अपि भवति वेदस्य टीकाग्रन्थानामध्ययनं भवति चेत् अथवा भास्यानामध्ययनं भवति चेत् भाष्ये मा मुनिः मुनीनां मतानुसारं भिन्नभिन्नं भवति परन्तु वेदस्य अध्ययनं भवति चेत् तत् न भवति अतः मूलस्य अध्ययनेन तत्र सम्प्रदाये समन्वयं भवति इति अहं चिन्तयामि